हलो आनन्दभवन स्विट् मार्ट् अस्ति खलु अहं प्रातः एतत् क्रयणादेशं दत्तवान् मम अयं प्रश्नः अस्ति यत् महता प्रमाणेन अस्माभिः क्रियमाणम् अस्ति अतः किञ्चित् डिस्कौण्ट् लभ्यते वा इति श्रीकृष्णा स्वीट्स् डिस्कौण्ट् अस्ति इति उक्तवन्तः यदि भवतां समीपे डिस्कौण्ट् अस्ति तर्हि भवताम् आपणम् एव आगच्छामि